उत्तमः प्रश्नः भोजनं तु अस्माकं कृते आवश्यकमेव विना भोजनेन वयं जीवितुं न शक्यते यदा मम गृहे कोपि आगतः तर्हि मम गृहे मम बालकः मम पतिः अपि अस्ति यदि रोचते चेत् मह्यं पृच्छते माता एतत् ओदनं भवती कथं कृतवती अहं यदा कुक्कर् तत्रैव स्थापयामि तदा एवं तमाह्वयामि बालक पश्यतु एतावत् करणीयम् एतस्य पचनम् एतावत् करणीयमेव तत्रैव सूपः अपि कथं करणीयम् एवं तत् तावदपि अहम् उक्त्वा तत् तावदपि वक्तुं शक्यते भोजने षड्रसाः सन्ति तत् प्रतिरसं प्रतिरसस्य एकैकः गुणः अस्ति तद्गुणः अपि आवश्यकः तद्गुणे किं भवति एव यदा जीवने तद् रसः आसीत् तावत् जीवने नव रसाः तर्हि भोजने षड्रसाः अस्ति एव तस्य सेवनं तु जीवने बहु आवश्यकमेव तावदेव यदि रोटिका रोटिका निर्माणं करणीयम् इति रोटिका निर्माणं कृते पेड् दद दत् गेहुपिष्टकं तत्रैव आवश्यकम् अस्ति स्वीकृत्य तस्य सम्यग्रीत्या जलं स्वीकृत्य रोटिका भवितुं शक्यते अनन्तरेण किं भविष्यति एव तस्य रोटिका निर् सिद्धा जाता एतत् रोटिका रोचते अनन्तरं रोटिकायाः निर्माणं कथं करणीयं यदि अहं करोमि ता तदा एव तस्य प्राक्टिकल् तस्य प्रसङ्गरूपेण तस्य वर्णनं भविष्यति तदा एवं वदामि एव न काचन रेसिपी अस्ति चेत् अहं पञ्जिकायां लेखनं करोमि तस्य फ़ोटो कोपि ददामि च एतावत् करोतु न न चिन्तयति चेत् न तत्रैव न तस्य भवितुं शक्यते तर्हि मां दूरध्वनिं करोतु एतावत् वदामि धन्यवादाः